संस्कृतभाषायाः विकासः विविधरीत्या कर्तुं शक्यते एकं ज जनमध्ये संस्कृतं पा पाठयित्वा पठित्वा कर्तुं शक्यते अनन्तरं स प स प पत्रिकामध्ये संस्कृतपत्रिका पत्रिकामध्ये अहं संस्कृत पत्रिका पठनं पठनं कर्तुं ज जनाः प्रोत्साहनम् कर्तुं शक्यते लघु चित्रं लघु चित्रम् निर्मितिः निर्मितिः निर्मीय प्रदर्शनं करणीयम् सम्भाषणम् अवश्यं करणीयम् इति इति रीत्या सम्भा संस्कृतसम्भाषायाः विकासं सञ्जातं परिवर्तनं किञ्चित् किञ्चित् परिवर्तनं प्रथमम् अस्ति प्रथमम् आसीत् अनन्तरं सम्भाषणं क क कृत्वा कृत्वा निश्चयं निश्चयेन भाषा भाषायाः परिवर्तनम् अपि विकासमपि कर्तुं शक्यते